मम समुदाये विवाहः इति पश्यामः चेत् दिनत्रयस्य उत्सवः भवति विवाहात् पूर्वदिनम् अनन्तरं विवाहदिनं तदनन्तरदिनम् इति महता वैभवेन अत्र सः उत्सवः तु आचर्यतेव प्रत्येकेनापि अत्र मम समुदायम् इति पश्यामः चेत् सौराष्ट्रजनाः इति अस्माकं पूर्वजनाः तु इदानीमपि तत्र सुराष्ट्रम् इति गुजरात् प्रान्ते यदस्ति ततः एव जनाः सन्ति ततः एवमेव तत्स्थानन्त्यक्त्वा अत्र आगताः इति केचन अत्रापि तमिल्नाडु प्रान्तेपि सन्ति तत्र पश्यामः चेत् विवाहात्त् पूर्वदिने तत् कथं भवति इत्युक्ते वरवधोः सज्जीकरणम् अनन्तरं बन्धूनाम् आगमनम् अनन्तरं तस्मिन् दिने एव पूजादिकं तत्र कुलदेवतापूजा इत्यादिकविषयं तत्र तु भवन्ति एव तदपि महता वैभवेन भवति प्रायशः बहवः बान्धवाः परिचिताः मित्राणि सर्वेपि गृहम् आगत्य पूजाकार्यक्रमेषु भागं स्वीकृत्य पुनः ते स्वगृहं गच्छन्ति अनन्तरदिनन्तु मुख्यदिनं विवाहदिनम् अस्माकं सम्प्रदाये तु किञ्चित् भिन्नरीत्या भवति इत्युक्ते वरपक्षीयाः भिन्नमण्डपे वधुपक्षीयाः भिन्नमण्डपे इति तादृशरीत्या भवति सामान्यतया वरः विरक्तिः भूत्वा तत्र काशीयात्रां प्रति गच्छति गमणसन्दर्भे वधोः पक्षतः यः कोपि ज्येष्ठः अथवा पिता आगत्य एवं मम गृहे एका कन्या अस्ति भवान् आगत्य कन्यावरं करोतु इति तत्र एकः तत्र एकः सम्प्रदायः अस्ति तदनुगुणं विवाहः भवति विवाहेस्मिन् दिने प्रायशः बहूनां जनानां तत्र आगनमं भवति ते वरवधौ वधुवरस्य तु आशीर्वादम् इत्यादिकं तु कुर्वन्ति कृत्वा वेलात्रयमपि तेभ्यः भोजनं दीयते तदनन्तरदिनं यदि पश्यामः चेत् पुनः विवाहोत्तरं यत् किञ्चित् तत्र बन्धूनां पुनः एकः पूजादिकम् इत्यादिकं भवति तस्मिन् कार्यक्रमे भागं गृहीत्वा भिन्नभिन्न भोजनपदार्थानि निर्माय ते खादित्वा अनन्तरं गच्छन्ति एवं दिनत्रयस्य उत्सवः भवति मम सम्प्रदाये